हरिः ओम् अहं इश् गणेश् उपहारगृहतः किमपि खाद्यपदार्थम् आर्डर् कृतवान् तर्हि तद् तस्य केन्सल् तत् केन्सल् करणीयं किमपि कः किमपि कारणमस्ति अतः इदानीं मया मया बहिः गन्तव्यं तर्हि मम किमपि कार्यमस्ति तर्हि तद् केन्सल् करणीयम्